संस्कृतभाषायाः परिरक्षणे प्रवर्धने च कीदृशः क्रमः सर्वैः स्वीकरणीयः इति प्रश्नः क्रमः इत्युक्ते गुरूकुलक्रमः एव स्वीकर्तव्यः कुलीयसंस्कृतिः भिन्ना शालीयसंस्कृति भिन्ना वर्तते गुरुकुलक्रमः संस्कृतभाषा इत्युक्ते सम्यक् कृता भाषा संस्कृतभाषा इति व्युत्पत्या निष्पन्ना इयं भाषा इति अयं शब्दोऽपि तथैव निष्पन्नः वर्तते तस्मात् संस्कृतभाषा इत्युक्ते संस्कृतिपूर्णा इत्यर्थः सम्यक् कृता वर्तते एतस्याः समीकरणं भाषायाः समीकरणमेव कुले क्रियते सा एव भाषा संस्कृता भवति इति तर्हि कुलीयसंस्कृतौ शास्त्राध्ययनं शास्त्राध्ययनं च वेदाध्ययनपुरस्सरं भवति तथैव संस्कृतभाषायाः अध्ययनं कर्तव्यं तेन संस्कृतभाषायाः प्रवर्धनम् अवश्यं परिरक्षणम् अवश्यं भवति अतः संस्कृतभाषायाः अध्ययनं वयं वेदाध्ययनपुरस्सरेण शास्त्राध्ययनेन कुर्मः अयमेव क्रमः सर्वैः स्वीकरणीयः इति मे आशयः